आम् मम गृहे बहूनि औषधीयसस्यानि वर्धन्ते तेषाम् उपयोगविषये सर्वदा मम बालकानां कृते अहं पाठयामि उदाहरणार्थं नागवल्लीतलं आद्रक त आद्रकसस्यम् अनन्तरं तुळसी तुळसीसस्यं अनन्तरं कर्पूरवल्ली सस्यम् इति बिल्व बिल्व वृक्षः इति सर्वम् अस्ति स स सर्वे सर्वाणि सस्यानि सन्ति तेषु सर्व् बहु मुख्य मुख्य सर्वे सर्वाणि सस्यानि बहु मुख्यरूपं स्वीकुर्वन्ति ते अस्वस्थाः बालकानां अस्वस्थाः भवन्ति तस्मिन् समये बहु उपयोगाय भवन्ति जलदोषणसमये निवारणं कर्तुं सुलभः भविष्यति